एकविंशत्यधिक द्वि द्विसहस्रतमवर्षस्य अगस्ट् मासस्य पञ्चदशदिनाङ्कः द्वि द्वाविंशत्याधिक विं द्विसहस्रतमवर्षस्य अप्रेल् मासस्य विंशतिदिनाङ्कः एकोनविंशत्यधिक द्विसहस्रतमवर्षस्य फर्वरि मासस्य षट् दिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य जन्वरि मासस्य सप्तदशदिनाङ्कः त्रिविंशत्यधिकद्विसहस्रतमवर्षस्य दिसम्बर् मासस्य द्विविंशतिदिनाङ्कः